नमस्ते विजयाभगिनि ओहो उत्तमं कुत्र ओहो उत्तमम् गृहनिर्माणं करणीयं वा तत्र उत्तमं सैज् किम् अस्ति सैट् ओहो उत्तमं गृहनिर्माणम् अनन्तरम् बिस्नेस् प्रति अपि अपेक्षितं वा अस्तु हा अस्तु वयम् अधः बिस्नेस् कुर्मः वा अधः गृहं कुर्मः वा अस्तु सम्यक् अस्तु हा हा अस्तु समीचीनं अस्माकं समीपे प्लान् सर्वम् अस्ति भवति अत्र आगच्छति वा अथवा मया तत्र आगत्य अस्माभिः सम्भाषणं करणीयं वा समीचीनम् समीचीनम् अहं श्वः आगच्छामि तत् शक्यते वा ओके भवती उक्तवती यत् फ़िफ़्टी मल्टिप्लैड् बै सिक्स्टी सैट् अस्ति इति अनन्तरं गृहम् अपि अपेक्षितं बिस्नेस् अपि अपे अपेक्षितम् अस्माकं समीपे प्लान् सर्वम् अस्ति तन् निर्मा तन् मध्ये वयं स्वीकुर्मः तन् मध्ये वयं पश्यामः यत् कथं कथम् अपेक्षितम् इति अपेक्षितम् एकं प्रायः कोटिद्वयं वा त्रयं वा अपेक्षितं भव भवेत् इदानीं चिन्तयामि चेत् परन्तु अधिक हा तावत् भवति यतः यन्त्र यन्त्रं सर्वं स्थापयितुं ईण्टीरियर् डिज़ैनिङ्ग् सर्वं भविष्यति अतः एतत् सर्वं वयम् एव मेटीरियल् सर्वं स्वीकुर्मः चेत् अस्तु समीचीनम् अहं श्वः मम प्लान् सर्वं मम टीम् अपि स्वीकृत्य तत्र आगच्छामि अनन्तरं भवत्यै कथम् अपेक्षितं डिजै़न्स अथवा ऐडियास् किमपि अस्ति चेत् श्वः आगत्य अस्माभिः सम्भाषणं अपि कर्तुं शक्यते अनेन बजेट् अपि केल्कुलेट् कर्तुं शक्यते हा मम टीम् प्रति मम टीम् अस्ति इण्टीरियर् टीम् तेषां अहं यच्छामि ते एक्स्पर्ट् सन्ति एतत् विषये फो़न् करिष्यामि परन्तु अस्तु धन्यवादः श्वः मिलामः